तन्त्रज्ञानेन अस्माकं जीवने बहु परिवर्तनं जातमस्ति तत्र अन्तर्जालम् उत स्मार्ट् फोन् इत्यादिकम् इत्यादिभ्यः अस्माकं जीवने बहु बहु परिवर्तनं जातमस्ति तत् कथम् इति चेत् अधुना स् स्मार्ट् फोन् मध्ये ग् ग् गूगल् इत्यादि इत्यादि आप्सन्ति तत्र अस्माभिः गत्वा यद् अस्माकं अपेक्षते तद् इण्टर्नेट् द्वारा अस्माभिः स्वीकृत्य तत्र अध्येतुं शक्यते अधुना अस्माकं किमपि पुस्तकं अपेक्षते तदर्थम् अस्माभिः ग्रन्थालः गन्तव्यः एवं किमपि नास्ति तत्र अस्माभिः गत्वा सम् इण्टर्नेट भवति अस्माभिः त् तद्विषयं सम्यक् अध्येतुं शक्नुमः वयं एवं किमपि वस्त्रं स्वीकर्तव्यं तर्हि अस्माभिः आपणः गन्तव्यः तत्र अन्वेष्टव्यम् इत्यादिकं कार्यं नस्ति अधुना ओन्लैन् मध्ये अस्माभिः अन्विष्य गृहे एव उपविश्य किमपि य यदपेक्षते तद् ओर्डर् कृत्वा तदस्माभिः स्वीकर्तुं शक्यते तद् डेलवरि अपि अस्माकं गृहं गृहपर्यन्तमेव आगच्छति एवं किमपि बेङ्क् पेमेण्ट् कर्तव्यं अस्माकं धनं हस्ते धनं स्वीकर्तव्यमिति नास्ति ओन्लैन् पेमेण्ट् कृत्वापि तस्य धनस्य दानं शक्यते अनेन यदि किमपि अस्माकं चो चौर्यम् इत्यादिकं भवति चेत् तत्र इदं किञ्चित् न्यूनं कर्तं शक्नुमः वयं धनं न हस्तं धने वस्त् हस्ते एव स्थापनीयमिति नास्ति ओन्लैन् पेमेण्ट् कृत्वा अस्माभिः स्वीकर्तुं शक्यते एवं किमपि बुक् बुक् कर्तव्यं टिकेट् बुक् कर्तव्यं तर्हि अपि किं तत्र यत्र बुकिंग् क्रियते तत्रैव गन्तव्यमिति नास्ति तत्र बुकिंग् कर्तुं अनेकानि आप् भवन्ति तेन द्वारा अस्माभिः बुकिंग् कर्तुं शक्यते किम् एवमेव पत्रं पठेः अद्यतनं न्यूस् यद् वर्तते तत्र अस्माभिः समयः न भवेत् भवति वार्तापत्रादिकं पठनार्थं अतः ट्रैन् मध्ये गन्तुं गमनसमये पठितुं शक्यते बस् मध्ये सर्वं गमनसमये पठितुं न शक्यते वर् वार्ता वार्तादिकं तदाएव तद् अस्माभिः फोन् मध्ये पठ्यं पठितुं अस्माभिः सुलभं भवति एवमेव आजगति विद्यमानं यद्यद् न्यूस् वर्तते तत्सर्वं अस्माभिः पत् वार्तापत्रेण किञ्चित् प्रमाणेन ज्ञातुं शक्यते परन्तु स्मार्ट् फोन् मध्ये अथवा अन्तर्जाले वा पूर्णं यथा ज्ञातं अस्माभिः शक् ज्ञातं वयं शक्नुमः तथा तथा अत्र प्रयोजनं भवति एवं तन्त्रज्ञानविकासेन सर्वेषां जीवनं सुखकरं भवति यदा किमपि कार्यं कर्तव्यमपि इति नास्ति अत्रैव उपविश्य अस्माकं यद्यद् अपेक्षते किमपि खादितुमपेक्षते इति चेदपि अस्माभिः आप् द्वारा अस्माकं किमपेक्षते इति दृष्ट्वा आनेतुं शक्यते तत्रैव पेमेण्टपि कर्तुं शक्यते एवं तन्त्रज्ञानविकासेन अस्माकं जीवनं परिवर्तनं जातमस्ति बहु आलसिनः अपि वयं जाताः भवामः यदि पूर्वं यदि किमपि अपेक्षते वयं बहिः गत्वा वयं किञ्चित् दृष्ट्वा आगन्तुं शक्यते स्म अधुना तु गृहे एव उपविश्य सर्वं वयं स्वीकुर्मः एवं तन्त्रविकासेन जीवनं परिवर्तनं जातमस्ति तथा च अन्तर्जाले अथवा अन्तर्जालम् अथवा स्मार्ट् फोन् उपयोगेन अस्माकं लाभः बहु अस्ति